अहं जानामि तद्विषये अहं यदा पठितुम् उपविशामि तदा मध्ये मध्ये विद्युत् गच्छति तस्य कारणं किम् इति अहं न जानामि यदाहम् उपविशामि तदा गच्छति ततः अतः अहं बहु कष्टम् अनुभूतवती यदा अहम् एकदिनं रात्रौ पठितुम् उपविष्टवती तदा करण्ट् गतं पुनः तद् प्रातःकाले अपि न आगतं दिनत्रयमपि न न आगतम् अतः पुनः अहं फ़ेल् जातम् अतः तस्य परिहारं परिहारः करणीयः एव कथं करणीयम् इत्युक्ते इ पुनः जनाः आगत्य तत् तन्तुं स्वीकृत्य अन्यत्र स्थापयन्ति तदापि अस्माकं रूं मध्ये करेण्ट् गच्छति तत् तस्य परिहारः करणीयः तत् कथं करणीयम् इत्युक्ते तत् तन्तुं कुत्र स्थापयन्ति तत्र एकं लाक् रूपेण वा अन्यत्र सम्भाषणरूपेण कर्तुं शक्यते नास्ति चेत् एवं लाक् कृत्वा स्थापयितुं शक्यते तत् तादृशं करोति चेत् इतोऽपि सम्यक् भवति इति अहं चिन्तयामि